एलेक्शन् काले मम बहुधा कष्टाः इति किमपि न अभवत्

सर्वत्र भाषणाः भवति रेली भवति चेत् ट्राफिक् व्यवस्था इतस्ततः भवति इति कारणतः किञ्चित् सङ्कष्टः भवति किन्तु एलेक्शन् करणीयम् एव खलु इति कारणतः सङ्कष्टमपि भवति एव